तन्त्रज्ञानेन वित्तकोषीयकार्याः सुलभः जातं किमर्थम् इत्युक्ते प्राग् वयं वित्तकोषं गच्छामः चेत् सार्धं दिनं तत्रैव भवितव्यम् आसीत् तत्र क्यू मध्ये भवित्वा कार्यं सामाप्य आगन्तव्यम् आसीत् इदानीं तस्य आवश्यकता नास्ति वयं यत् यत्र कुत्रापि भवामः चेत् ततः एव ट्राञ्जाक्शन् कर्तुं शक्यते पुनः वयं धनं स्वीकर्तुं वा प्रेषितुं वा अधिकं समयम् अधिकसमयस्य अवश्यकता नास्ति केवल निमिषद्वयं वा त्रयं वा मध्ये एव वयं ट्राञ्जाक्शन् कर्तुं शक्यते पुनः वयं वित्तकोषं गन्तव्यम् इति एव नास्ति वयं स्टेट्मेण्ट् स्वीकर्तुं वा धनं प्रेषितुं स्वीकर्तुं यद् किमपि कर्म कुर्मः चेत् वयं यत्र भवामः तत्रैव कर्तुं शक्यते वित्तकोषं गन्तव्यम् इति एव नास्ति पुनः मानवहस्तक्षेपस्य अभावेन भ्रमः इति किमपि नास्ति वयं तद् विना आयासेन कर्तुं शक्यते